हलो जय श्री राम हा जय श्री राम वदतु हा हा हा हा हा हा कथम् हा कीदृशं गृहमपेक्षते पश्यन्ति वा भवती हा हा किम् अपेक्षते वा इतोपि कथं स्थानं व्यूव् इति कथम् इति किञ्चित् वदतु तस्य

हा हा हा भवती एकाकी एव वा अथवा मातापितरौ अपि हा एकाकी एव हा मातापितरौ साकम् हा तथा भवती टु बिहेच्के इति स्वीकुर्वन्ति चेत् सम्यक् भवति अत्र नागपुरे अम्भाज़रिमध्ये वर्तते एकं गृहं गृहं नाम अपार्ट्मेण्ट् वा अथवा साक्षात् गृहमेव अपेक्षते वा कथम् हा हा भवत्याः बजेट् इत्यादिकम् एकवारं वदति चेत् इतोपि सौकर्यार्थं भवति हा अत्र तु पञ्चलक्ष रूप्यकाणामेव अपि स्टार्टिङ्ग् भवति हा हा इतोपि अधिकमपि स्वीकर्तुं शक्यते द्वि द्वि त्रीणि कोटिपर्यन्तं तद् गच्छति

न न अत्र नागपुरे पश् पश्यामः चेत् जलस्य अनन्तरं विद्युदः कोपि समस्या न वर्तते तत् आदिनं जलम् आगच्छति आदिनं विद्युत् वर्तते एव सर्वत्रापि हा बुधवासरे किञ्चित् गमनस्य किञ्चित् तेषां कार्यस्य किञ्चित् वर्तते कार्याणि वर्तते तदा विद्युत् गमनागमनव्यवस्था चेत् तदापि जन्रेटर् इत्यादिकं वर्तते एव अपार्ट्मेण्ट्मध्ये कोलाहलं नाम इतोपि आहा केचन बालकाः सन्ति इति चेत् ते कुर्वन्ति एव परन्तु हा हा वाहनस्य किन्तु हा किञ्चित् तदपि वर्तते किमर्थमित्युक्ते नागपुरतः मेट्रो स्टेशन् किल मेट्रो वर्तते मेट्रो सिटि हा हा हा हा न न न शान्तता तु अपार्ट्मेण्ट्मध्ये एव लभ्यते एव इतोपि तत् फ़्लोर् इत्यादिकम् अधिकं वर्तते चेत् तद् न कष्टाय न भवति हा हा अस्ति अस्ति भवती एकवारं बजेट् वदति चेत् अहं सौकर्यं करोमि हा पञ्चलक्षकम् अस्ति चेदहं दातुं शक्नोमि

हा तत्र यदः एकं गृहं पश्यामि अहं अधः एव आपणानि सन्ति अनन्तरं चत्वारि किलोमीटर् एव गच्छामः चेत् बस् स्ट्याण्ड् इत्यादिकं वर्तते रेलयानस्थानं वर्तते सप्त किलोमीटर्मध्ये एर्पोर्ट् अपि वद् वर्तते अतः सर्वं सौकर्यार्थमेव भवति परन्तु तत् किञ्चित् एककोटिः इत्यादिकं ग गम्य गच्छति तत् टु बिहेच्के हा हा अस्तु तर्हि भवती एकवारम् आगत्य मे मेलयतु अहं दर्शयामि हा